नमस्कारः अहं सुभाषचन्द्रमिश्रः अस्मि द्वादशवादने अहं भवतः यानेन त्रिवेणि नगरतः गोपाल्पुर वैपास् प्रति आगत्वान् मम वित्तकोषस्य स्यूतम् एकं भवतः कार्याने विस्मृतवान् अस्मि अतः भवान् कुत्र अस्ति इति वक्तुं शक्नोति वा अन्यथा भवान् एव अत्र आगत्य स्यूतं ददाति वा